अत्र राम्टेक्नगरे पर्वताः बहुत्र वर्तन्ते तत्र स्टोन्स् इत्यादिकम् अधिकं वर्तते अतः गृहकार्यार्थं तद् अधिकम् अधिकं प्राप्स्यति यत्र अत्र जलाकारः नाम अत्र भा राम्टेकनगरे बहुत्र लेक् खिण्सी लेक् राखीतलाव् इत्यादिकं वर्ते तत्र त तत्रस्थजलः जलमेव जनाः अत्र स्वीकुर्वन्ति अत्र शुचिः शुचित्वं नाम शुचित्वं तु नास्ति

स्वच्छताविषये तु सर्वकारीयव्यवस्था ध्यानं न ददाति तेषामेव किञ्चित् किञ्चित् किञ्चिदेव ददाति अतः तद् सम्यगेव सम्यक् सम्यक् अपि नास्ति अतः गृहकार्यार्थं तदपि क्लेशाय तथा तथैव अत्र प्रायः गोधूमः ज्वारि इत्यादिकम् अपि अधिकं वर्तते बे बेल् बेलवृक्षम् इत्यादिकम् औषधयः औषधीः क कर्तुं तत् सम्यक् भवति अत्र